प्रथमदिनाङ्कः नवम्बर् मासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षं द्वितीयदिनाङ्कः नवम्बर् मासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षम् तृतीयदिनाङ्कः नवम्बर् मासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षं चतुर्थदिनाङ्कः नवम्बर् मासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षम् पञ्चमदिनाङ्कः नवम्बर् मासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षम्